भारतस्य माध्यमक्षेत्रं कथमस्ति वार्ताः किं प्रस्तुताः सन्ति किं ताः सत्यं दर्शयन्ति उत न त्वया ज्ञाताः प्रसिद्धाः वृत्तपत्रिकाः उत वार्तावाहिन्यः काः